भारतं विश्वस्य एकमात्रं देशः इति प्रसिद्धः यः उत्सवः इति प्रसिद्धः आसीत् अस्माकं देशे भिन्नधर्माणां जनाः निवसन्ति प्रत्येकधर्मस्य जनाः स्वयं स्वसंस्कृतेः परम्परानुसारं च उत्सवान् आचरन्ति भारतं धर्मनिरपेक्षदेशः इति अपि कथ्यते अत्र सर्वे जनाः भ्रातृत्वेन वसन्ति स्वकीयधर्मस्य धर्माणां च अवकाशदिनानि महता धुमधामेने आचरन्ति एतेषु उत उत्सवेषु तेषाम् उत्साहः प्रतिबिम्बितः भवति प्रत्येकस्य धर्मस्य अवकाशदिनानां विशिष्टं महत्त्वं लक्षणं च भवति अस्मिन् आयोजने महिलानां महिलानां बालकानांच भिन्नः अनुरागः उत्साहः च अस्ति दीपावलिः हिन्दुजनानां प्राथमिकोत्सवः अस्ति अयं कार्यक्रमः सम्पूर्णे भारते महता धूमधामेन आचर्यते कार्तिकमासस्य अमावासदिने अयम् उत्सवः आयोज्यते अयम् उत्सवः प्रतिवर्षम् अक्टोम्बर् मासे नवेम्बर् मासे वा पतति दीपावलिः प्रकाशपर्व इति अपि प्रसिद्धः अस्ति दीपावलिरात्रौ समस्तदेशः सौन्दर्यपूर्णः भवति अश्वाः रङ्गैः रङ्गिनिप्रकाशे दीपे मेन्बत्तीः इत्यादिभिः अलङ्कृतः भवति